मम क्षेत्रे वस्तुतः वर्षेस्मिन् बहूनि सस्यानि बहूनि फलानि वर्ध्यन्ते तत्र इक्षुदण्डः ओदनसस्यम् नारिकेलसस्यम् आम्रफलम् इत्येवमादि ततः वर्ध्यते तत्र आम्रफलं वसन्तऋतौ अस्माभिः वर्ध्यते तेषाञ्च आम्रफलानाम् आम्रफलसस्यानां वर्धनार्थं पोषकद्रव्याणि उपयुज्यन्ते जलञ्च सामान्यतः उपयुज्यते किञ्चिदंशेन एवं नारिकेलफलार्थं तेषां सस्यानाम् आवापः क्रियते ततः आवापोत्तरं सप्त वर्षाणि यावत् तेषां पालनादिकं कृत्वा ततः उत्तरं तैः नारिकेलफलसस्यैः फलं प्राप्यते एवं तेषां फलानां सम्यक् वित्तमपि अर्जयितुं शक्यते एवम् इक्षुदण्डः इक्षुदण्डेन मधुरम् उत्पाद्यते यथा यथा गुडं तथैव ओदनसस्यम् ओदनसस्यम् अस्माकं राष्ट्रे सामान्यतः सर्वैः वर्ध्यते एव एतेषां ओदनसस्यानां वर्धनार्थं जलं बहु अत्यावश्यकम् अतः अस्माकं मण्डले जलं बहु वर्तते इति कृत्वा तदेव ओदनसस्यं वर्ध्यते एतेन राष्ट्रस्य उन्नतिः अपि भविष्यति इति मम मतिः